गतेषु वर्षेषु भारतीयमनोरञ्जनक्षेत्रं सम्यक् प्रवृद्धम् इति मम अभिप्रायः देशस्य अत्यन्तजनप्रियाः मनोरञ्जनप्रकाराः तु संस्कृते आसीत् भारते जनाः कीदृशान् प्रकारान् अथवा कीदृशविषयान् द्रष्टुम् इच्छन्ति इत्युक्ते किम् इदानीन्तनाः जनाः मनोरञ्जकं हास्यम् अनन्तरं किं हास्यं रूपं द्रष्टुम् इच्छति अन्तरं होर होरर द्रष्टुमिच्छन्ति तादृशमेव इदानीन्तनजनाः इच्छन्ति